मम इष्टतमः सङ्गीतज्ञः कः इति चेत् के एस् चित्रा येषुदासः एम् जी श्रीकुमारः बालसुब्रह्मण्यम् इत्येताः सन्ति न तेषां वैशिष्ट्यं किमिति चेद् के एस् चित्रा में चित्रा के एस् चित्रा महोदया महोदयायाः शब् शब्दः त तस्याः स्वरः अति मधुरः भवति अतिमधुरः अतिमधुरः भवति केरळकोकिला इत्येव केरळाकोकिला आयि इत्येव के एस् चित्रायाः चित्रायाः वैशिष्ट्यं केरळे प्रशंसा अर्हन्ति ततोपि येषुदासः येषुदासः ये येषुदासमहोदयः केरले अपि च भारते अपि गानगन्धर्वः इति नाम्ना प्रसिद्धः एव तस्य शब्दः अपि तस्य शब्दे गाम्भीर्यं स्वरलालित्यम् अन्यं किं घनगम्भीरता एक् कस्मिन् कस्मिन् अन्य कस्य कस्य कस्य कस्य गीतम् गी गानं वा गीतं वा ये किमपि अस्ति वा तस्मिन् त तस्य तस्य तस्य शब्दमाधुर्यं शब्दस्य किमपि किमपि परिवर्तनम् आवश्यकमिति चेद् तद् कथं सः करोति इति केवलं वाण्या वक्तुं न शक्यते तद् अत्यधिकम् अति मधुररूपेण सः क्रियते